हरिः ओं भवता श्रूयते भवतः आपणात् मया एकं व्यजनं क्रीतम् तद् व्यजनं सम्यक् कार्यं न करोति यावता मूल्येन गृहीतं तावतः अधिकस्य धनस्य व्ययः भवति झटिति एव तत्र यन्त्राणि नट् बोल्ट् प्रभृतीनि सन्ति तानि शिथिलानि भवन्ति व्यजनतः शब्दः निस्सरति अध्ययने अध्यापने च कष्टम् अनुभूयते पुनश्च कदाचित् तस्य व्यजनस्य गतिः अवरुद्धा भवति एतत् सर्वं भवता उक्तम् आसीत् यत् वर्षपर्यन्तम् अहं तत् सर्वं शुद्धं करिष्यामि त्रुटिः या वर्तते या समस्या भविष्यति तस्या निराकरणं समाधानं करिष्यामि इति अतः भवता आगत्य करणीयम्